यथा पूर्वम् उक्तं युद्धकलायां मम आसक्तिः नास्ति एव यद् इदानीं मया उक्तं चलनचित्रादिषु दृश्यते त तद् दृष्ट्वा अस्माकं एतादृशकलासु रुचिः जायते किन्तु तथा आसक्तिः किमपि नास्ति योद्धारः ये सन्ति ये खड्गयुद्धे वा मुष्टियुद्धे वा दण्डयुद्धे वा समर्थाः तान् दृष्ट्वा तु अस्माकं किम् अस्माकं मनसि कदाचित् वीरपुरुषान् प्रति आराधना आराधना जायते ता तादृशम् एव अस्ति अन्यथा कलासु अथवा युद्धं कर्तुं न मे इच्छा तथापि ये इदानीं प प्रेरणा तु भवितुमर्हति इति इदानीं ममायुः तु पञ्चाशत् जातं तदा मम तु युद्धकलां गन्तुं प्रेरणा नास्ति तथापि सः वदामि यद् स्त्रियः विशिष्य एतादृश कलासु प्रशिक्षिताः भवन्ति चेत् स्वरक्षायै तु अत्यन्तम् उपयुक्ता भवति यद् इदानीं बहुत्र स्त्री स्त्री स्त्रीजनेभ्यः अरक्षितावस्था भवति एतादृशं विशिष्य कळरि इत्यादिरूपेण तत्र मुष्टियुद्धं वा दण्डयुद्धं वा खड्डयुद्धं तु तावद् सर्वदा उपयोगि न सिद्ध्यते तथापि मुष्टियुद्ध्यादिकं विषये यदि तेषां प्रशिक्षणं भवति चेद् तासां प्रशिक्षणं भवति चेद् कुत्रापि यद्रक्षणं स्वयं रक्षिताः त्या ताः भवितुम् अर्हन्ति समाजे तु तादृशरूपेण एतासां तु रक्षा न समाजाद्भवति तस्माद् एतादृशप्रशिक्षणेन तु तासां स्वशिक्षितत्वं तु भवितुम् अर्हति इति वदामि